पञ्च उत्तर विंशतितमवर्षस्य अगस्त् मासस्य षड्विंशतिः दिनाङ्कः चतुरुत्तरविंशतितमवर्षस्य अगस्त् मासस्य त्रयोदशः दिनाङ्कः नव उत्तर विंशतितमवर्षस्य दिसम्बर् मासस्य नवम् दिन् दिनाङ्कः दशम उत्तर सेप्टेम्बर् मासस्य दशमदिनाङ्कः अष्टादशोत्तर अक्टूबर् मासस्य द्वादशः दिनाङ्कः